मह्यं तु पठनम् एव रोचते यतोहि अहं किमपि न जानामि इति कारणात् असकृत्पठनम् एव अहम् इच्छामि मम तु एका दुस्स्थितिः अस्ति का सा इत्युक्तौ इदानीं पठामि झटिति विस्मरामि असकृत्पठनीयम् अस्ति तदर्थं पठनं रोचते मह्यम् इति अहं वदन्नस्मि अर्थात् पठितः विषयः झटिति विस्मरणं भवति स एव मम कश्चन दोषः वर्तते मयि दोषः विद्यते तदर्थं पठनं मह्यं रोचते तेन वा किञ्चित् मम जीवनं सम्यक् करोमि समीचीने मार्गे स्थापयितुं शक्नोमि इत्याशयः तावदेव तदर्थम् एव मम मह्यं पठनं रोचते